हरि ओम् नमस्कारः अहं जे पी साफ़्ट्वेर् सोल्यूशन् तः आह्वयामि अस्मि भवत्या रिसेप्शन् पोस्ट् कृते भवत्याः रेस्यूम् प्राप्तं भवत्याः नाम प्रशान्ती वा नमो नमः अहं भवत्याः अभिमुखं स्वीकर्तुम् इच्छामि भवती कुतः अस्ति अस्तु उत्तमं चेन्नै नगरे कुत्र अस्ति भवत्याः आवासः अस्तु उत्तमं इदानीं कार्यं कुर्वती अस्ति वा कुत्रापि भवत्याः कार्ये अनुभवः कियत् वर्षानि जातानि पञ्चवर्षाणि कार्यं कुर्वति अस्ति अस्तु बहु उत्तमं अस्माकं संस्थायाम् इदानीं रिसेप्शन् पोस्ट् इत्यस्य कृते आवश्यकता अस्ति भवती सङ्गनकविषये भवत्याः अनुभवः कः किं किं जानाति तत्र एम् एस् एक्सेल् इत्यस्य विषये भवत्याः ज्ञानं पर्याप्तम् अस्ति वा अस्तु अत्र ये कार्यालयं आगच्छन्ति तेषां नाम दातव्यं ते कदा आगच्छन्ति किमर्थं तत्र कार्यानि इत्यादि विषयान् भवती अवधानतया अत्र भवत्या करणीयानि सन्ति कदाचित् ये तत्र आगच्छन्ति कार्यालये आगच्छन्ति कदाचित् बहुक्लेशम् अनुभवन्ति कार्यार्थं प्रतीक्षा करणीया अस्ति भवति नो चेत् बहुजनाः एकस्मिन् एव समये भवन्ति तदा भवती कथं तेषां मेनेज्मेन्ट् कर्तुं शक्नोषि अस्तु तर्हि प्रथक्तया तां सूचयति इति अस्तु उत्तमं अस्तु बहु उत्तमं भगिनी भवत्याः कियत् सेलरी अपेक्ष्यते अस्तु विंशतिसहस्त्रं अस्तु अस्तु भगिनी वयम् अग्रे एतस्मिन् विषये चिन्तां कृत्वा अग्रिमसप्ताहे सूचयिष्यामः धन्यवादाः भगिनी अस्तु असतु आं हरि ओम्